हरि ओम् नमस्ते आम् आम् फलस्य आपणमेव वदन्तु महोदय कानि फलानि अपेक्षितानि फलानि तु बहवः सन्ति आम्रफलम् अस्ति कदली फलम् अस्ति पनसम् अस्ति कलिङ्गमस्ति पुनः सीता फलम् अस्ति आम्रफलस्य तु अधुना अशीतिरूप्यकाणि पुनः कदलीफलस्य पञ्चाशत् कलिङ्गस्य विंशतिः सीताफलस्य अपि पञ्चाशत् एवं सन्ति भवन्तः प्रथमम् आवश्यकता किम् अस्ति इति वदन्तु पुनः पश्यामः किं फलं कियत् अपेक्षितम् इति वदन्ति चेत् तदनुगुणं अहं विचिन्त्य वदामि एकनिमेषम् अहं लिखामि वदन्तु अधुना अस्तु कदलीफलं दशकिलो पुनः आम्रफलं पञ्चकिलो आहत्य त्रिशतम् अधिक सहस्ररूप्यकाणि भवति भवन्तः आगच्छन्तु पश्यामः कुर्म तस्मिन् किम् अस्ति आम् आम् आगच्छन्तु महोदय कुर्मः चिन्ता नास्ति